हरिः ओं नमस्काराः अहम् अहं प्रकाशरञ्जनमिश्रमहोदयः महोदयः प्रकाशरञ्जनमिश्रः वच्मि हा महोदय किम् अस्ति बहुदिनात् मम उदरे बहुवेदना भवति मम वयः किम् ट्वेण्टि सिक्स् अस्ति न न एवं तु कदापि नासीत् किम् अस्ति पूर्वम् अहम् किम् दिनं तु पञ्च पञ्च दिनानि जातानि इदानीम् कदा कदा भवति वारं वारम् साक्षात् कदा कदा भवति भोजनात् भोजनात् पूर्वं भवति अनन्तरम् प्रातः भवति प्रातःकाले

आम् आं गृहे गृहे एव न न पूर्वं तु न आसीत् औषधं तु इदानीं प्रर्यन्तं किमपि न स्वीकृतम् तन्निमित्तमेव न न अन्या अन्या कापि समस्या नास्ति तद् दक्षिण दक्षिणदिशि भवति वेदना उदरे तर्हि किम्

अस्तु साक्षात् परीक्षणं विना न भवितुम् अर्हति वा

आं भवान् आगन्तुं शक् शक्नुवन्ति वा आम् आम् अवश्यम् अवश्यम् आं तर्हि भवान् एव आगच्छन्तु कृपया आ हा हा आम् उद्योगे अस्मि अहं प्राध्यापकः अस्मि हा परिवारे अहं मम पत्नी द्वौ एव

किं त्रिस्रा इत्यादिकं खादितुं शक्यते वा

हा तर्हि भवान् कृपया एकवारम् आगच्छति चेत् वरं भविष्यति अस्तु अस्तु अस्तु मिलामः महोदय हा नमांसि नमांसि